किमपि पुस्तकं पठित्वा अहं कदापि न रोदिति किन्तु अहं अहं चिन्तनीयम् ऊहम् मम ऊहायामपि ऊहितुं शक्नोति पुस्तकं पठित्वा रोदितुं शक्नोति कदापि कस्यापि किमर्थं चेत् तस्याः भावं कथं भवति तथा चलनचित्रं दृष्ट्वा अहम् अहं रोदिमि रोदिमि बहवः समये किन्तु पुस्तकं पठित्वा न किमर्थं तत् पुस्तकं केवलम् भाषायुक्तः अथवा केवलं कथा अस्ति चेत् सामान्यकथा अस्ति चेत् रोदितुं कारणमपि नास्ति किन्तु मम आसक्तिः कुत्र अस्ति ह्यूमन् रिलेशन्स्मध्ये अथवा अथवा नृत्यं सङ्गीतं श्रुत्वा रोदितुं शक्यते कानिचन गीतानि श्रुत्वा किमर्थं ते अपि रामदासकीर्तनं तथा कीर्तनानि शृणोति चेत् रोदितुं शक्नुमः सो भावार्थः भावार्थः अस्ति चेत् रोदनं रोदनं भवितुम् अर्हति